अस्माकं कर्नाटकराज्ये बहुकल कलाप्रकाराः जानपदीयाः सन्ति यक्षगानः तत्र विशिष्टः अस्ति वाक् अभिनयः नृत्यं प्रासादनः रङ्गसज्जिका गायनं वादनं तत्वबोधः रञ्जनं सर्वमपि तत्र भवति पुराणकथाः तत्र उपयुज्यन्ते भाषाशुद्धिः अपि तत्र भवति कलामध्यमेन परम्परायाः वा तत्वबोधः बोधनं वा तत्र भवति अस्य कलाप्रकारस्य इतिहासस्य संस्कृतेः च सम्बन्ध सम्बन्धविषये वक्तव्यं चेत् यक्षगानक्षेत्रे नियमः अस्ति तत्र स्व कन्नडभाषायां वक्तव्यं चेत् अन्यभाषायाः उपयोगः कदापि न भवति तुळुभाषायां भवति चेत् तुळुभाषायामेव भवति संस्कृतभाषायां चेत् तत्रै सा तया भाषया एव सम्भाषणं भवति भाषाशुद्धिविशेषः पुराणकथाः सन्ति जनाः कथा कथा ताः अपि कथा तस्य तत्वमपि जानन्ति बहु सरलतया जानन्ति अतः यक्षगानः अत्र इदानीमपि प्रसिद्धः अस्ति